मम विषये मया च अधुना उक्तमस्ति ये च अन्ये भिन्नभिन्नप्रदेशान् गच्छन्ति तत्र यत्किञ्चित् प्रमुखतया प्राप्यते चेत् तच्च कृपया आनयन्तु तत्स् भवद्भिः सर्वदा स्मर्तुं शक्यते मया तत्र गतमासीत् तस्य च प्रामुख्यं किमस्ति किम् अस्ति इति किम् आसीत् इति सर्वदा स्मर्तुं शक्यते तच्च भवताम् एकं समीचीनम् गुणमिति वक्तुं शक्यते अन्यस्य कस्यचित् मूल्याङ्कं प्राप्तम् अस्ति धनादिकम् अन्यस्य राष्ट्रस्य उत अन्यस्य राज्यस्य तच्च भवद्भिः सर्वदा स्थापयितुं भवतां समीपे स्थापयितुं शक्यते तेन च तेषां विषये सर्वदा भवद्भिः भवद्भिः स्मर्तुं शक्यते तस्य च विषये यद् ज्ञातमस्ति तच्च सर्वदा स्मृतं भवति यदा पश्यामः तत् अतः सर्वेपि पाषा अन्य अन्यस्य पाषाणखण्डान् अन्यस्य राष्ट्रस्य उत राज्यस्य पाषाणखण्डान् उत्तमं मौल्याङ्कान् कृपया भवतां समीपे स्थापयन्तु